रेल्यानम् एकं न्यूनमूल्ये उपलभ्यमानं परिवहनप्रकारः रेल्यानानि डीज़िल् द्वारा वा विद्युत्द्वारा वा चलन्ति प्रथमं प्रप्रथमं रेल्यानं जार्ज् स्टीफन्सन् अनन्तरं जेम्स् वाट् इत्यनेन च आविष्कृतम् रेल्यानं मनुष्याणां परिवहनाय वास्तूनां परिवहनाय च उपयुज्यन्ते अभिवृद्धन् अभिवृद्धनगरेषु मेट्रो रेल्यानानि अपि दृश्यन्ते मया भाग्यनगरतः तिरुपति विजयवाडा इत्यादीन् प्रति प्रवासः कृतः